मार्च् मासस्य पञ्चदशदिनांकः पञ्चदशाधिकनवशतोत्तर एकसहस्रम् एप्रिल् मासस्य षड्विंशतिदिनांकः द्विपञ्चाशदधिक अष्टशतोत्तर एकसहस्रम् मे मासस्य सप्तमदिनांकः द्वादशाधिकद्विसहस्रम् जून् मासस्य एकत्रिंशत् दिनांकः द्वाविंशदधिकद्विसहस्रम् जूलै मासस्य नवमदिनांकः अष्टवनत्यधिकनवशतोत्तर एकसहस्रम्